सप्तनवत्युत्तरं नवदश शततमवर्षस्य डिसेम्बर् मासस्य षड्विंशतितमः दिनाङ्कः चतुरधिकं द्विशतं चतुरधिकविंशतिशततमवर्षस्य सित्तम्बर् मासस्य त्रिंशत्तमदिनाङ्कः चतुर्विंशत्युत्तरं द्विसहस्रतमवर्षस्य मे मासस्य पञ्चदशतमदिनाङ्कः षोडशाधिकं द्विसहस्रतमवर्षस्य अप्रिल् मासस्य पञ्चविंशतितमदिनाङ्कः द्विनवत्युत्तरम् ऊनविंशतिशततमवर्षस्य अक्टोबर् मासस्य द्वादशतमदिनाङ्कः विंशतिः विंशत्यधिकद्विसहस्रतमवर्षस्य नवम्बर् मासस्य त्रयोदश तमदिनाङ्गः